अन्यतमः प्रश्नः भवति तव प्रदेशे गतेषु दिनेषु आरोग्यसेवायां किमपि गुणाधानं कृतं वा इति तदनन्तरं किमपि उत्तमं जातमिति भासते किम् इति भवति अत्र मम प्रदेशः पालक्काड् जिल्लायां पालक्काड् जनपदे एकस्मिन् ग्रामे एकस्मिन् ग्रामे भवति तस्य नाम वेल्लिनेरि इति अत्र मम प्रदेशे सम्यक् रीत्या एव आरोग्यसंरक्षणार्थं प्रवर्तनानि चालयन्ति तत्र शिशोः क्षेमार्थं तथा वृद्धजनानां क्षेमार्थम् इत्थं गर्भधारणं घ धारणं धारणयुवतीनां क्षेमार्थम् इत्येवम् अनेके अनेकरीत्या सम्यक् रीत्या आरोग्यसेवा चलति अत्र वयं सन्तुष्टाः भवन्ति इत्थं शिशोः संरक्षणार्थं तेषाम् आरोग्यसंरक्षणार्थं च सम्यक्रीत्या पोषणाहाराणाम् आहाराणां वितरणं चलन्ति तथा पोळियो स्वीकरणमपि सम्यक् रीत्या समये कारयन्ति तद्वत् गर्भं गर्भं धारितानां युवतीनाम् अपि सुरक्षा एतद्रीत्या चालयति तत्र वयं सन्तुष्टाः भवन्ति इदानीम् अस्माकं ग्रामे एका बालिका केन्सर् नाम रोगपीडिता आसीत् तस्य तस्याः संरक्षणार्थं तस्याः रोगनिवारणार्थं चिकिल्सार्थम् अनेके एकदेशं प्रायशः पञ्चाशत् लक्षरूप्यकाणाम् आवश्यकता आसीत् तदर्थम् अस्माकं प्रदेशवासिनः इदानीम् इदानीम् अपि तैः तस्य समाहरणार्थं सङ्घरूपेण अतीव प्रयत्नं करोति एषः अपि सन्तोषकरः सन्तोषकरी वार्ता भवति